आं मम ग्रामे जनानाम् ऋणग्रहणं सामान्यम् अस्ति अधिकं व्यापारिणः ऋणार्थं गच्छन्ति वयक्तिकवित्तकोषम् एवञ्च आर्थिकसक्षमजनानां समीपम् ऋणार्थं गच्छन्ति ऋणग्रहणस्य कृते किञ्च समस्याः अपि वर्तन्ते ते सर्वदा ऋणं दातुं न शक्नोति एवञ्च समये न प्रतिदातुम् अपि न शक्नोति मूलधनस्य अपेक्षया व्याजस्य परिमाणम् अधिकं वर्धते तर्हि ये ऋणग्रहणं करोति तेषां कृते किञ्चित् कष्टं भवति